नगरीय विद्यालयेषु बहवः व्यवस्थाः सन्ति तत्र प्रकोष्टं सम्यक् अस्ति वातावरणं सम्यक् अस्ति वातानुकूलः अस्ति एवं बहवः व्यवस्थाः सन्ति अतः अधिकजनाः नगरीयविद्यालयम् एव इच्छन्ति तत्र सामान्यतया अध्यापिकाः सन्ति चेत् तेषामपि एवं भवतु एवं पठनीयं पठनं डिग्री आवश्यकम् एवम् अस्ति नियमाः सन्ति आधुनिकव्यवस्था अपि सन्ति इण्टर्नेट् अन्तर्जालद्वारा अस्ति अत्र गणः अस्ति वाट्सप् गणः अस्ति गृहपाठं तत्र प्रेषितवन्तः तद्दृष्ट्वा पठतु प्रेसण्टेशन् कुर्वन्तु सङ्घणकम् उपयुज्य पावर्पाय्ण्ट् कुर्वन्तु वर्ड् उपयुज्य टैपिङ्ग् कुर्वन्तु एवं बहवः व्यवस्थाः आधुनिक अन्तर्जालम् उपयुज्य अपि बहवः व्यवस्थाः सन्ति अतः नगरीयविद्यालये विद्यालयः सम्यक् अस्ति इति चिन्तनं किन्तु पूर्वतनकाले एवं व्यवस्था न आसीत् इदानीमपि ग्रामे ग्रामीण विद्यालये एवमेव भवति एककक्षा आरभ्य पञ्च कक्षातः एकमेव अध्यापिका वा अध्यापकः वा पाटयति अत्र भेदः नास्ति प्रथमकक्षायां विज्ञानं द्वितीयकक्षायां तृतीयकक्षायां विज्ञानम् इति भेदः नास्ति सर्वे मिलित्वा पठन्ति एवम् अस्ति अधिक व्यवस्था न भवन्ति किन्तु तत्र किञ्चित् इदानीम् अपि मर्यादा भवन्ति अध्यापिका इत्युक्ते एकस्तर उच्चै एव चिन्तनम् अस्ति नागरिके एवं नास्ति विद्यालयान्ते छात्राः अध्यापकं दृष्ट्वा गुड् मार्निङ्ग् इति वदन्ति बहिः गत्वा एवं न भवति मनसि नास्ति किन्तु नियमार्थं निमित्तमेव निमित्तमात्रमेव कुर्वन्ति किन्तु ग्रामीणविद्यालयेषु एवं न भवति इदानीन्तनकाले अपि बहवः जनाः अध्यापिका अध्यापकः प्रधान अध्यापकः इत्युक्ते इत्युक्ते रेस्पेक्ट् अभिमानं दधाति ते सर्वे अतः ग्रामीयविद्यालय अपि किमपि कम् अधिकं न्यूनम् एवं वक्तुं न शक्नोमि किमपि न्यूनं नास्ति तदपि वातावरणं पश्यामः चेत् तदपि सम्यकेव अस्ति